अस्माकं भारते सर्वत्रापि आश्रीयमाणः वीक्षमाणश्च उद्योगः भवति इदं पशुपालनम् अत्र पशूनां पालनं कृतं क्रियते इत्युक्ते पशोः मूत्रमलादिकम् अर्थात् पशूनाम् स्थानं पशुः यत् स्थानं गच्छति यत् स्थाने वसति तत् स्थानस्य शुद्धिः प्रथमं द्वितीयं तु पशूनाम्

किं किं खादनीयः किं किं न खादनीयः इति तृतीयं तु यत् समये पशोः पोषणं कर्तव्यम् इत्यादिकं सम्यक् अवलोकयामः चेत् पशोः उत्पादनानि अर्थात् दुग्धं वा अथवा पशोः मलमूत्रादिकं वा आरोग्यं भवेत् इदानीम् युवानां पशूनां पालनम् कथं कर्तुं शक्यते युवानां पशूनां पालनं तु तादृशं सौ सौलभ्येन कर्तुं शक्यते इति चेत् न पशुः इति कथनेन कोलाहलम् इत् इत्यपि मन्तव्यं भवति एवमेव युवानां पशूनाम् तेषां पालनं करणेन अतिपरिश्रमेण एव क् करणीयः इति सञ्जातः प्राप्तुम् सुवेलायां नाम यद्यत् वेला साधुः भवति तद्वेलायां पशोः पोषणं करणीयम् एवमेव म मम सविधे पशवः नास्ति यद्यपि यद्यपि